बाल्यकालस्य यात्रायाः स्मरणम् अस्ति वा इति प्रश्नम् अस्ति बाल्यकालस्य यात्रायाः स्मरणं भवत्येव कथं विस्मर्तुं शक्यते तथा अस्माभिः तत्र उत्साहेन यात्रायाम् भागः गृहीतः आसीत् सामान्यतया कुत्र यात्रा भवति स्म इति युक्ते अस्माकं शालातः छात्रान् नयन्ति स्म क्वचित् देवालयं प्रति ऐतिहासिकस्थलं प्रति एवमेव प्रसिद्धस्थलं किञ्चित् भवति अस्माकं स्थानेषु अथवा अस्माकं समग्रराज्ये कुत्रचित् तत्र अस्मान् नयन्ति स्म तत्र गत्वा वयं मित्राणि मिलित्वा उत्साहेन उत्साहेन क्रीड्यते स्म अनन्तरं यदा वयमेव किञ्चित् किं योजनां कृत्वा गच्छामः वयं केचन जनाः तदानीम् अस्माकम् इष्टं स्थलं प्रति गच्छामः शालातः नयन्ति तदानीं तेषाम् आयोजनं भवति अस्ति अस्ति यदा अस्माभिः गम्यते तदानीम् अस्माकम् आयोजनं भवति अस्माभिः बहु बहुत्र गतं यथा देवालयम् अथवा जलं जलपातः इति अस्माकं ग्रामे एव प्रसिद्धं वर्तते जोग जोगजलं जोगजलपातः तत्र किं जलं सप्तधा सप्त स्थलेषु जलं पतति तत् किञ्चित् द्रष्टुं विशिष्टं भवति तद्द्रष्टुं बहवः जनाः बहुविध स्थलात् आगच्छन्ति इति विशेषः एवमेव अस्माकं मम ग्रामे एव एकः जलपातः वर्तते तदपि द्रष्टुं विविधस्थलात् जनाः आगच्छन्ति